भारतवर्षे इदानीन्तनयुगे युवकाः तन्त्रगान तन्त्रज्ञानं प्राप्य लघुव्यापारं प्रारब्धमानाः सन्ति लघुव्यापाराणां विकासे तन्त्रज्ञानं सम्यक् साहाय्यं कुर्वदस्ति अद्यतनीययुगे सर्वेऽपि जनाः शिक्षिताः अतः तेषु उद्योगसङ्घर्षः दृश्यते अतः जनाः तन्त्रज्ञानं प्राप्य स्वयमेव लघुव्यापारम् आरभ्य जीवनं यापयितुं समर्थाः भवन्ति यतोऽहि अहं छात्रा अतः मम व्यापारं नास्ति